अस्तु अस्तु भवन्तः किं केन्द्रीयसंस्कृतविश्वविद्यालयस्य आचार्याः वदन्ति वा अस्तु अस्तु अहम् अत्र किञ्चित् पाठयन्नस्मि अस्मिन्नेव एव विभागे साहित्यविभागे तर्हि किञ्चिदत्र प्रष्टुमिच्छामि आचार्य यत् कथम् अग्रे मम विकासः स्यात् इत्यस्मिन् विषये किं भवान् तत्र भवतां किमपि मम कृते अस्ति वा उपाय अस्तु आम् अस्तु अस्तु

अस्तु अस्तु अस्तु अस्तु

आम् आम् आचार्य

अस्तु अस्तु अस्तु अस्तु आचार्य अहं राष्ट्रीयपात्रतापरीक्षां उत्तीर्णवान् पुनः विद्यावारिधिम् अपि कृतवान् एकम् अग्रे किं विद्यावाचस्पतिं करोमि वा न वा तेन किमपि मम अग्रे सम्यक् भवति वा आम् आम् आम् आचार्य आम् आचार्य अस्तु अस्तु तदर्थं किं किं कर्त्तव्यम् अहं केवलं नाम श्रुतवान् विद्यावाचस्पति इति तर्हि अत्र किं करणीयम् अस्ति किं करणीयं भविष्यति इति किञ्चित् मार्गदर्शनम् अपेक्षते अत्र विद्यावाचस्पति विद्यावाचस्पति विद्यावाचस्पति आचार्य

अस्तु

ओ आम् आम् अस्तु अस्तु इत्युक्ते सर्वजनला

आम् आम् ओहो तर्हि तु उत्तममस्ति विद्यावाचस् श्रृङ्गारप्रकाशः न श्रृङ्गारप्रकाशः अतीव श्रेष्ठः ग्रन्थः अस्ति मन्ये आचार्य भोजराजेन लिखितम् अस्ति वा आचार्य अयम् अस्तु अस्तु

अस्तु अस्तु

अस्तु अस्तु अस्तु अस्तु अस्तु तर्हि अग्रे अहं तदेव करोमि विद्यावाचस्पतिं कर्तुमिच्छामि यतो हि मम अध्ययने शिक्षणे पाठने अभिरुचिः अस्ति अतः चिन्तयामि यत् एतदेव करोमि भवतां मार्गदर्शनं तत्र अग्रे अग्रेऽपि अपेक्षते अतः मम कृते अग्रे अपि मार्गदर्शनं कुर्वन्तु इति निवेदनम् आचार्येभ्यः आम् आम् आम् आम् आम् आम् आचार्य आम् आचार्य आम् आम् अस्तु अस्तु तर्हि अतीव उत्तमं न प्रणमामि प्रणमामि आचार्य नमस्कार आम् अवश्यम् अवश्यम् आचार्य